अहं मम अनुजं विरामकाले यदा कोविड् आसीत् तदा अहं तं तरणं पाठितवान् निमज्जनादि समस्या तु तत्र न अभवत् यतोहि अहं तत्र स्थित्वा एव पाठितवान् तर्हि तत्र एतादृशी तु कापि समस्या नासीत्